मम प्रदेशे चिकित्सालयेषु जनाधिक्यं भवति परन्तु सप्ताहे एकवारं मम ग्रामे वाहनम् औषधवाहनम् आगच्छति अतः बहूनि औषधानि तैः दातव्यानि अतः बहुनिरीक्षणं नास्ति इति मम चिन्तनम् अनन्तरं चिकित्सां प्राप्तुमपि बहुनिरीक्षतव्यं न भवति दत्र वैद्यसंरक्षणं सम्यगेव सन्ति